यद्यहं स्वस्य छायाचित्रद्वारा भारतं दर्शयितुम् अवसरं प्राप्नोमि तर्हि हिमालयस्य चित्रं पुनश्च कन्याकुमार्याः चित्रं तत्र स्थापयामि पुनश्च भारतीयपर्वाणाम् आचरणम् आचरण्स्य चित्रं स्थापयामि एवं यत्र जनाः भारतीयपर्वाणाम् आचरणे जातिधर्मवर्णलिङ्गादिभेदरहितत्वेन स्थिताः भवन्ति तादृशं चित्रं स्थापयामि एवं च अस्माकं पूर्वजैः यानि मन्दिराणि निर्मितानि एवं ये विश्वविद्यालयाः तैः स्थापिताः तेषां विश्वविद्यालयानामपि चित्रं स्थापयामि नालन्दतक्षशिलादिविश्वविद्यालयानां चित्रं तत्र भवति एवं च पूर्वराजानः मन्दिराणां निर्माणं कृतवन्तः तेषां मन्दिराणामपि चित्रं तत्र स्थापयामि पुनश्च अस्माकं लोकगीतानाम् एवं सांस्कृतिकगीतानां नृत्यानामपि चित्रं तत्र स्थापयामि